शिक्षणं जीवने कथं साहाय्यं करोति आम् शिक्षणं प्रत्येकविषये अपि आवश्यकता भवति यदा पठने वा लेखने वा कथने वा शैक्षणिकरूपेण वयं किञ्चित् ज्ञानं प्राप्य कुर्मः चेत् तस्य प्रभावः अधिकः एव भवति आरम्भे अस्माकं कृते अध्ययनम् एव भवति विषयज्ञानम् उपस्थानरूपेण वयं स्वीकुर्मः तदनन्तरम् विश एतद् प्रयोगः इति यदा कुर्मः स्वस्य चिन्तनमपि योजयित्वा वयं पाठयितुं शक्नुमः शिक्षकरूपेण मुख्यतया स् श् उत्तमशिक्षणं प्राप्नुमः चेत् पाठनसमये वा शिक्षणसमये वा आत्मविश्वासः अस्माकं मनसि भवति तत्र चिन्तनीयम् इति एकं विषयं अहं यत् विषयं जानामि तत् विषयस्य उपस्थापनं यथाशक्तिः सम्यक् करोमि इति चिन्तनम् अस्माकं मनसि आवश्यकम् अनन्तरं शिक्षयितुं विषयः शिक्षणविषयः कः इति तस्य ज्ञानं किञ्चित् वा अस्माकं मनसि भवेत् तद् भवति चेत् शिक्षणं यदा शिक्षणं कारयामः यदा शैक्षणिकः कारयामः सुलभताम् अनुभवामः आत्मविश्वासः भवति अस्माकं मनसि आनन्दः शिक्षणम् अनन्तरम् आनन्दमपि वयं प्राप्नुमः यदा एकं यानं चालयितुं वयम् आरम्भं कुर्मः द्विचक्रिकां चालयितुं आरम्भं कुर्मः तदा पूर्वं वयं किञ्चिदेव वयं जानीमः मन्दं मन्दं यदा चालनसमये एव अस्माकं ज्ञानस्य वर्धनं भवति वामतः गच्छामि वा दक्षिणतः गच्छामि वा साक्षात् गच्छामि वा अधिकवेगं करोमि वा न्यूनं करोमि वा कुत्र अहं स्थगयामि एतादृश विषयानाम् अवगमनं चालनसमये एव वयं ज्ञातुं शक्नुमः एवम् अ एवमेव पाट्र क्रमः यदा पाठ्यक्रमः यदा वयं पाठयितुम् इच्छामः तत्र अपि अस्माकं स्वचिन्तया सम्यक् वयं कर्तुं शक्नुमः उत्तमशिक्षणं प्राप्नोति चेत् एव यदा वयम् उत्तमचिन्तनेन वयं पाठनम् आरम्भं कुर्मः निश्चयेन छात्राणां मनसि वा अन्य जनानां मनसि वा यद् वयं वक्तुम् इच्छामः तस्य विषयस्य बोधः भवति शिक्षणं विना शिक्षणप्राप्तिः विना कार्यस्य आरम्भः कुर्मः तत्र शिक्षणं पूर्णत्वं नास्ति चेत् आत्मविश्वासस्य लोपः भवति जनैः तत् ज्ञातुं शक्यते पूर्न पूर्वप्रयत्नः नास्ति पूर्णप्रयत्नः नास्ति विषयज्ञानं नास्ति इति अवगमनं तत्र निश्चयेन भवति अतः तत्र वयं चिन्तयित्वा सम्यक् यथाशक्तिः सम्यक् करोमि इति भावनेन आरम्भम् अस्माभिः करणीयं भवति पूर्वसिद्धतां विना कार्यस्य आरम्भं न कुर्मः एव एवं पूर्वसिद्धतां विना कार्यस्य आरम्भः भवति तस्य लक्ष्यस्य प्राप्तिः न भवति एवं वयं श्रद्धया प्रत्येकविषये अपि मान मनसा वाचा कर्मणा पूर्णविषयज्ञानं स्वीकृत्य शिक्षणं प्राप्य एव कार्यस्य आरम्भं कर्तुं शक्नुमः अत्र अन्येषाम् अनुभवः अनुभवात् अपि वयम् एतत् शिक्षणस्य वर्धनार्थम् उत्तमविषयान् योजयितुं शक्नुमः पूर्वसिद्धतां विना किमपि कार्यं मानसिकसिद्धता मनसा वाचा कर्मणा अपि सिद्धतां विना कार्यस्य आरम्भः कुर्मः चेत् तस्य गमनं प्रवाहः इति वक्तुं शक्नुमः सम्यक् न भवितुम् अर्हति अतः शिक्षणं क्षणशः कणशश्चैव विद्याम् अर्थं च साधयेत् इति अस्ति किल किञ्चित् किञ्चित् ज्ञानं प्राप्य तस्य प्रयोजनम् प्राप्तुं वयम् उत्तमतया शैक्षणिकं दातुं शक्नुमः शिक्षणमपि सरलपद्धत्या सुलभपद्धत्या भवितव्यं जनरञ्जकम् अपि भवितव्यं मनोरञ्जकम् अपि भवितव्यम् अस्माकं मनसि विषयक्लेशः न भवितव्यं तादृशम् शिक्षणेन एव अन्येषां कृते अपि प्रयोजनं भवति अस्माकं मनसि अपि आनन्दः भवति